नमस्कारः मया फ़्लिप्कार्ट् तः पञ्चदिनेभ्य प्राक् एकं जीन्स् ऊरुकम् आर्डर् कृतम् आसीत् परन्तु तत्र तस्य वस्त्रस्य वरणं स्वतः एव तद्वस्त्रं जहाति एवं च धने अपि अधिकता आधिक्यं दृश्यते एवं तस्य धारणे च अस्माभिः आनुकुल्यपरिस्तितिः नानुभूयते इति मम अभिप्रायः